नमस्कारः भगिनि अहम् पल्लवी अस्मि अहम् एकां दूरवाणीं क्रेतुम् इच्छामि भवत्याः आपणे दशसहस्ररूप्यकाणां न्यूनेन काः काः दूरभाषाः उपलभ्यन्ते ओ एवं वा अहं दूरवाण्याः विषये बहु किमपि न जानामि आं परन्तु किञ्चित् समीचीनदूरवाणी स्यात् इति इच्छा वर्तते भवान् एकदा वदतु किं किम् अस्ति भवतः समीपे तथा के कथं कार्यं कुर्वन्ति तथा तेषु किं बहु समीचीनमस्ति ओ एवं वा अस्तु अस्तु अन्यत् किमस्ति मास्तु मास्तु केवलं दशसहस्त्रमेव इतोऽपि अधिकं मास्तु मम पिता मां ताडयति एतेषां कियत् धनम् अस्तु भगिनी मह्यं शौमि रेड्मि ट्वेल्व् प्रयच्छतु अस्य मार् चार्जर् इत्यादिकम् सर्वमस्ति वा अस्तु इदं मम गृहसङ्केतः प्रापयन्तु कति दिनानि अपेक्षितानि अहं केश् आन् डेलीवरी करोमि अस्तु अस्तु धन्यवादः नमो नमः